गृहपशवः तु विविधाः सन्ति यथा गावः शुनकः हंसः परन्तु तेषु गावः एव माम् अधिकं रोचते किमर्थं नाम गावः अस्माकं कृते दुग्धं ददाति एवं गौशावकः अपि मां बहु रोचते गौशावकः यथा क्रीडति तथा मम इच्छा अपि भवति तादृश क्रीडाकरणार्थं तदर्थं गृह तदर्थं गौशावकः माम् अधिकं रोचते